गायने प्राणायामस्य महत्त्वम् अधिकं वर्तते प्राणायामः गानस्य पूर्वाभ्यासक्रिया इत्यपि वक्तुं शक्यते यतोहि गानवेलायां कण्ठस्थध्वनिः स्पष्टं श्रूयते स्वरस्थानादिकं सम्यक् पतति गाने पूर्वं स्वराणां दीर्घंकालाभ्यासः एव क्रियते एतदर्थं मुख्यतया प्राणायामः एव अपेक्षितः वर्तते तेन अस्माभिः दीर्घकालपर्यन्तं श्वासादिकं वशीकर्तुं शक्नुमः प्राणायामकरणेन शरीरे विद्यमानध्वन्यङ्गाः सम्यक् कार्यं करोति एवं तेषां ध्वन्यङ्गानां साहाय्येनैव अस्माभिः गानञ्च क्रियते तेन प्राणायामेन गायने बहु उपकारकं भवति आदौ किञ्चिद् कालं प्राणायामस्य अभ्यासात् प्रारभ्य विंशतिनिमेषपर्यन्तं प्रतिदिनम् अवश्यं करणीयं अहं प्रतिदिनं प्राणायामस्य अभ्यासं किञ्चित् करोमि परं यदा बहुकालं यावत् कदापि गानं करणीयं चेत् तस्मात् एकसप्ताहात् पूर्वम् अवश्यं विंशतिनिमेषाः प्राणायामं करोमि